हरि ओम् नमस्ते नमस्ते मम नाम अमोघ इति भवन्तः सतीशवर्यः वा आम् मया श्रुतं यत् भवद्भिः अन्तरजालमुखेन योगः पाठ्यते इति अहं योगाभ्यासं कर्तुम् इच्छामि कृपया मार्गदर्शनं कुर्वन्तु इति प्रार्थये

कदा कदा क्रियते महोदयः अस्तु अस्तु तद् प्रातः या कक्षा प्रचाल्यते तत्र अहं संयोक्तुम् इच्छामि आम् आम् मम वयः अधुना त्रयोविंशतिः सत्यम्

सायंकाले सार्धपञ्चवादनतः न भवति यतोऽहि अहं कार्यालयं गच्छामि तदनन्तरं क्वचित् भवति वा अवश्यम् अवश्यं महोदय अवश्यं सम्पर्कं करिष्यामि समग्रं साष्टाङ्गं योगम् अभ्यस्तुम् इच्छामि अवश्यं भवतां केन्द्रं कुत्र अस्ति महोदयः

मम गृहं विजयनगरे अस्ति बेङ्गलुरुनगरे विजयनगरे मत् कृते मल्लेश्वरं समीपे एव वर्तते अतः मल्लेश्वरम् आगन्तुं प्रभवामि

अवश्यं शक्यते अवश्यम् अवश्यम् आगमिष्यामि अवश्यं सम्पर्कं करिष्यामि अवश्यम् अवश्यं महोदयः बहु धन्यवादाः धन्यवादाः मिलामः